जून् मासस्य द्वादशदिनाङ्कः त्रिदिकद्विसहस्रवर्षं दिसम्बर् मासस्य तृतीयदिनाङ्कः चतुरधिकद्विसहस्रवर्षम् फ़िब्रवरी मासस्य पञ्चमदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षम् जून् मासस्य एक प्रथमदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षम् जूलै मासस्य षष्ठमदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षम्